मया अधीतं शास्त्रं तावत् वेदान्तशास्त्रं तत्र जीवब्रह्मणोः ऐक्यं प्रतिपाद्यते मोक्षः कथं प्राप्तव्यः केन रूपेण प्राप्तव्यः इत्यादि विषयेपि प्रतिपाद्यते वेदान्तो नाम उपनिषत्प्रमाणं तदनुसारीणि शारीरकसूत्रादीनि च वेदान्तः इति शब्दस्य अर्थः वेदस्य यः अन्तिमः भागः सः इति वेदान्तेषु उपनिषत् प्रस्थानत्रयम् इत्येवं तत्र अन्तर्भवन्ति तच्छास्त्रस्य वेदान्तशास्त्रस्य मुख्यग्रन्थाः नाम ब्रह्मसूत्रभाष्यम् अद्वैतसिद्धिः प्रकरणग्रन्थाः वेदान्तसारः पञ्चदशी इत्यादयः ग्रन्थाः तत्र वेदान्तसारः वेदान्तसारस्य विरचितः स् वेदान्तशास्त्रस्य कर्ता सदानन्दयतिः अद्वैतसिद्धेः मधुसूदनसरस्वती पञ्चदश्याः विद्यारण्यमहोदयः एवं तेषां ग्रन्थानां कर्ता तत्र वेदान्तेषु सर्वत्रापि मोक्षः कथं प्राप्तव्यः इति प्रतिपाद्यते भगवद्गीतासु अपि कृष्णेन बोधि भगवद्गीता कृष्णेन बो अर्जुनाय बोधिता तत्र जीवानां व्यवहारः कथं भवेत् गुणानां सत्वरजस्तमोगुणं तमोगुणानां वर्णनं तेषां कुत्र कुत्र अन्तर्भावः राजसिकगुणाः के तामसिकगुणाः के सात्विकाः गुणाः के इत्यादिषु विषयेषु प्रतिपाद्यते तत्र वेदान् ते तावत् जीवब्रह्मणोः ऐक्यं प्रतिपाद्यते भगवद्गीता अपि अष्टादश अध्याययुक्ता युक्ता युक्ता प्रथमः अध्यायः अर्जुनविषादयोगः प्रथमः अध्यायः अर्जुनविषादयोगः साङ्ख्ययोगः कर्मयोगः कर्मसंन्यासयोगः ज्ञानकर्मसंन्यासयोगः आत्मसय्यमयोगः ज्ञानविज्ञानयोगः अक्षरब्रह्मयोगः राजविद्या राजगुह्ययोगः भू विभूतियोगः विभूतियोगः एकादशोध्यायः मोक्षः अष्टादशोध्यायः मोक्षसंन्यासयोगः एकादशोध्यायः विश्वरूपदर्शनयोगः द्वादशोध्यायः भक्तियोगः त्रयोदशोध्यायः गुणत्रयविभागयोगः क्षेत्रक्षेत्रज्ञयोगः चतुर्दशोध्यायः गुणत्रयविभागयोगः पञ्चदशोध्यायः पुरुषोत्तमयोगः षोडशोध्यायः अष्टादशोध्यायः मोक्षसंन्यासयोगः इत्येवं भगवद्गीता उपनिषत् वर्तन्ते ईशावास्योपनिषत् केनपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैतिरियोपनिषत् ऐत्तरेयोपनिषत् बृहदारण्यकोपनिषत् इति